भारतदेशे बि के एस् अयङ्गार् राम्देव् बाबा शिल्पा शेट्टी एवं बहवः योगः गुरुवः गुरवः सन्ति ते आस्माकं कृते योगविषये बहु सम्यक् कथयन्ति योगासनं करोति चेत् कः कः लाभः भवति ते बहु विस्तारेण सम्यक् वदन्ति कथम् इत्युक्ते उदाहरणार्थं सूर्यनमस्काराः अस्ति सूर्यनमस्काराः बहवः योगः योगासनस्य गुरुः इति अक् मन्यन्ते तत्र पर्वतासनम् एवं बहूनि योगासनानि कर्तुं शक्यते योगासनं करोति चेत् अस्माकं देहं सुदृढः भवति वयं निरोगिनः निरोगिनः अपि भवन्ति मनः अपि शान्तिः भवति एतत् विषये ते अस्माकं प्रेरयन्ति अस्तु